मम राज्यः आन्ध्रप्रदेशः अत्र प्रसिद्धकलाप्रकारः भरतनाट्यमस्ति इदं च अनुस्यूततया आगतं विद्यते भरतमुनेः भरतमुनेः ना नाट्यशास्त्रम् उत भरतनाट्यं तावत् संस्कृतमूलमेव अस्ति सं तेन लिखितभरतनाट्यशास्त्रं संस्कृते एव विद्यते तत्र सूत्राणि श्लोकाः विद्यन्ते अत्र विशेषः कः अस्ति इत्युक्तौ आधुनिक अध्येतारः अपि अभ्यासात् प्राक् तान् श्लोकान् ताः मुद्रा ताः मुद्राः उच्चार्य तासां स्थापनं कृत्वा एव अभ्यासमारभन्ते तत्र अस्याः कलायाः तादृशः प्रभावः विद्यते नाम हृद्गतं भावं तथा इयं कला द्योतयति अनया कलया बहवः प्रभाविताः विद्यन्ते